वस्तुतः मया पो पवर्ब्याङ्क् आर्डर् कृतम् आसीत् तद् वस्तुतः सम्यक् एव अस्ति मम गृहे विद्युत् समस्या अस्ति इति कारणतः मया एतत् स्वीकृतमासीत् पवर्ब्याङ्क् अत्र वस्तुतः पवर्ब्याङ्क् टेन् तौसन्ड् एम् एच् पवर्ब्याङ्क् अस्ति वस्तुतः एतस्य उपयोगः तु बहुधा वर्तते कथम् इत्युक्ते त्रिवारं चार्ज् कर्तुं शक्यते अत्र यत्र कुत्रापि नाम कोषे संस्थाप्य नेतुं शक्यते अतः सरलमस्ति लघुरूपेण अस्ति भारः नास्ति अतः पवर्ब्याङ्क् सम्यगस्ति